धर्मविषये स्वास्थ्यविषयं पाठयति वा स्वास्थ्यविषयं सर्वेषामपि आवश्यकं यतः शरीरम् आद्यं खलु साधनम् इति उक्तवन्तः इति यदि यः कोपि कार्यं करणीयं चेत् शरीरस्वास्थ्यम् अधिकं भवति तदर्थं शरीरपालन स्वास्थ्यं कथं भवि योगाभ्यासेन तथा प्रतिदिनं व्यायामकरणेन तत् च शरिरस्वास्थ्यं स्वास्थ्यं भवति तदर्थं प्रतिनित्यतया प्राणायामः तथा योगाभ्यासः करणीयं चेत् न तत् तस्मिन् तदा न आरोग्यविषयात् आरोग्यः उत्तमं भवति यदा आरोग्य उत्तमं भवति आरोग्येन मम न मम धर्मः अपि न न मम धर्मः अपि स्वास्थेन मम धर्मः अपि शरीरं समीचीनं भवति इति अभिप्रायः